हरिः ओम् नमस्ते आम् आम् अहं तत्र पठन्ती अस्मि मम नाम लावण्या अहमत्र दशमी कक्षायां पठन्ती अस्मि आं मम एग्साम्स् कदा भविष्यति इति प्रष्टुमेव अहं एटि पर्सेण्टेज् प्राप्तवती आं समीचीनमेव मयापि तद् कर्तुम् इच्छामि एक्स्ट्रा करिकिलर् एक्टिविटीस्मध्ये किं किमस्ति

आम्म आम्म अस्तु अस्तु महोदये अनन्तरं किमपि रूल्स् अण्ड् रेगुलेशन्स् किमपि अस्ति वा हा अस्तु अस्तु बहु धन्यवादाः महोदया अस्तु धन्यवादः महोदया